योगाभ्यासे मया त्रिंशत् निमेषाः याप्यन्ते तत्र कदाचित् समयः न्यूनः स्यात् किन्तु यद्यत् कर्तव्यम् तत्कर्तव्यम् आधिक्येन योग योगासने शिथिलीकरणानि कर्तव्यानि आसनानि कर्तव्यानि स्थित्वा उपविश्य इत्यादि एवं सूर्यनमस्काराः अपि कर्तव्याः भवन्ति प्राणायामाः अपि क्रियन्ते नाडिशुद्धिप्राणायामाः इत्येते इदं सर्वम् अर्धघण्टाया अर्धघण्टायां कर्तव्यं भवति आधिक्येन प्रातः सपादपञ्चवादने आरभ्यते पादोनषड्वादने समाप्यते योगाभ्यासः आधिक्येन प्रकोष्ठेषु एव क्रियते